मम विशिष्टकौशलं संस्कृतक्षेत्र् क्षेत्रे अस्ति एतत् कारणे अहं बाल्यकालात् आरभ्य संस्कृते एव पठनपाठनं कृतवती अस्मि अहं बाल्यकालात् आरभ्य केन्द्रियसंस्कृतविश्वविद्यालये एकलव्यपरिसरे एव पठनपाठनं कृतवती अस्मि अहम् अग्रे गत्वा एका संस्कृतशिक्षिका भवितुम् इच्छामि एतत् कारणे अहं संस्कृतक्षेत्रे एव बाल्यकालात् आरभ्य पठितवती अस्मि अहं मम जीवने एकं संस्कऋतशिक्षिका भूत्वा मम जीवनस्य एवं च समाजस्य कल्याणं कर्तुम् इच्छामि एवं च मम इतोऽपि इतोऽपि बह्व्यः विशिष्टकलाः अस्ति नित्यकला हस्तकला एवं च गीतकला अपि अस्ति एतासां सर्वासां कलायाः मध्ये सर्वादिक उत्तमकला अस्ति अस्माकं पठनकला एवं च संस्कृतक्षेत्रे पठनकला अहं संस्कृतक्षेत्रे प पठित्वा एका शिक्षिका भूत्वा समाजस्य कल्याणं कर्तुम् इच्छामि